पुरुषाणां महिलानां कार्येषु भेदः तु नास्ति परन्तु गृहे मध्ये महिलानाम् अस्माकं वयं वदामः किं भोजनं कृते वयं मातुलः उक्तवान् चेत् मातुलः सम्यक् भोजनं पाचयति क्रियते परन्तु यदा पुरुषो वा पितुः वदामि चेत् किञ्चित् न्यूनम् अधिकं लवणं न्यूनं जातं वा एतत् भिन्नभिन्नं सन्ति गृहे तदर्थं पुरुषणां मध्ये अपि बहवः सन्ति येषां रोचनं पाकं पाकक्रिया रोचते परन्तु के केनचित् मध्ये न भवति तदर्थं तत्तु भिन्नं नास्ति परन्तु अस्माकं सामान्यगृहाणां मध्ये पाकक्रिया माता कुर्वन्ति पुरुषाणां मध्ये बहिर्यत् कारितम् कार्यमस्ति भिन्नभिन्नकार्यक्रमं किम् आवश्यकं किं नावश्यकं कथं करणीयं वा बहिर्ये कार्ये कार्ये सन्ति ते पुरुषाणाम् अधिकं सम्यक्तया करोति मातुलः इत्युक्ते मातृ मातृरूपेण कार्यं करोति मातुलं मातृवत्परदारे इति वयं सर्वे जानन्ति ते तद्दृष्टा क् कार्यं करोति कार्यक्र सर्वे कार्यक्रं सर्वे कर्तुं शक्नोति परन्तु किञ्चित् वयं भारतीयः तदर्थं पुरुषः बहिर् कार्यक्रमं गृहिणी पाकं कार्यक्रमं गृहकार्यक्रमम् अधिकं सम्यक् करोति इति वयं जानीमः